मम समीपे तु महाविद्यालयाः बहु बहवः न सन्ति किन्तु समीपे तु एकमस्ति तत् उस्मानिया विश्वविद्यालयः वर्तते तत्र मम बान्धवाः वा मम मित्राणि वा मम बान्धावाः मित्राणि तु तत्र न पठितवन्तः एतावत्पर्यन्तम् एतावत् पर्यन्तं तु तदर्थं किञ्चित् मम ग्रामात् तू तादृशः तादृशाः विद्यार्थिनः तु तत्र न पठन्ति एतावत् पर्यन्तम् इत्यहं चिन्तयामि इत्युक्ते प्रैवेट् कलाशालाः तु बह्व्यः सन्ति तेषु कलाश कला तेषां तेषां तस्यां कलाशालायां एव ते पठन्तः सन्ति एवं वर्तते